अस् इत् अस्तु मम प्रदेशे प्रकृत्याः सह क्रीडने मम रुचिः सीमिता अस्ति परन्तु तानि क्रीडा अव अवदव्यः चर्चा कर्तुं शक्नोमि किं भवतः कस्याचित् क्रीडायाः विषये सूचना आवश्यकम् अस्ति परन्तु अहं केशाञ्चन प्रमुखाणां बहिर् क्रीडायां विषये वक्तुं शक्नोमि यथा तरणम् एषा जले तरणस्य क्रीडा अस्ति तथा च स्वास्थ्याय पठने सायं च अतीव लाभप्रदः अस्ति अस्माकं क्रीडामध्ये क्रिकेट् क्रिकेटः एषा एका दलक्रीडा अस्ति यस्मिन् कन्दुकः बलेन सहितं द्वयोः दलायोर्मध्ये स्पर्धा भवति प्रवतारोहणम् प्रकृतिः वातावरणे आरोहणं कृत्वा तत्र कष्टानां सामना कर्तुम् कर्तुं क्रीडा अस्ति क्रीकेटः एषा अस्माकम् जीवने अतीव सम्यक् क्रीडा अस्ति